भारतस्य आरोग्यव्यवस्था अन्यदेशानां व्यवस्थाभिः कीदृशी अस्ति इति प्रश्नः अस्ति उत्तमा अस्ति वा अधमा अस्ति वा इति प्रश्न अधमा तु नास्ति उत्तमा एव अस्ति इति वक्तुं शक्यते यतोहि अस्माकम् पूर्वकालेषु आरोग्यव्यवस्थायां बहवः समीचीनाः वैद्याः आसन् यथा शुश्रुतः इत्यादयः ते पूर्वकाले एव कथं चिकित्सादिकं कर्तव्यम् इति ते जानन्ति स्म अन्यदेशेषु तदानीं तादृश विषयस्य चिन्तनमपि नासीत् तत्काले एव अस्माकं देशे समीचीनाः वैद्याः आसन् इति वक्तुं शक्यते किन्तु इदानीन्तनकालेषु किं चिकित्साव्यवस्थायां व्यवस्था प परिवर्तिता इति कृत्वा नगरेषु व्यवस्था समीचीना एव वर्तते किन्तु ग्रामेषु कदाचित् वैद्यालयः न भवति इति कृत्वा ते बहु दूरं गच्छन्ति एवं धनादि विषयेषु क्लेशः नास्ति यद् सर्वकारीय सर्वकारीय वैद्यालयेषु धनं न्यूनमेव भवति किन्तु यत्र तेषां वैयक्तिकं भवति तत्र ते तेषाम् इच्छानुसारं धनं ते स्वीकर्तुं शक्नुवन्ति इति स्थितिः अस्ति सर्वकारीयव्यवस्थायां वयं गच्छामः चेत् तत्र न्यूनमेव भवति यतोहि तेषां समग्रव्यवस्थायाः कृते धनं तावत् सर्वकारतः आगच्छति इति कृत्वा ते जनानां सकाशात् अधिकं धनं न स्वीकुर्वन्ति परिवर्तनं तु बहु कर्तव्यमस्ति ग्रामेषु सर्वत्रापि वैद्यालयस्य आवश्यकता वर्तते तत्र सर्वकारः तत् मनसि चिन्तयित्वा तत्र सर्वत्रापि देवालयः निर्मातव्यः